अस्तु सन्तोषमहोदय नमो नमः भवान् केब् चालकः अस्ति अहं नरेन्द्रः वदामि अहम् अन्तर्जालमाध्यमेन भवतः केब् बुक् कृतवान् श्वः मया प्रातःकाले सप्तवादने रेलस्थानकं गन्तव्यमस्ति तर्हि मम निवेदनमस्ति भवान् प्रायः षड्वादने लोकेशन् अनुसारं मम गृहे कृपया समयेन प्रापयन्तु धन्यवादः